गतमासे अहम् एकं वाटर् प्युरीफायर् स्वीकृतवान् तत् जलस्य शुद्धीकरणं बहु सम्यक्तया करोति अनन्तरं तस्य अट् जलस्य टेस्ट् अपि सम्यक् रीत्या भवति इति भाति अनन्तरं तत्र मिनरलस् अपेक्षितं चेत् तत् आड् कृत्वा ददाति